यदा अहं विद्यालये विज्ञानं पाठितवती तदानीं छात्राः श्रान्ताः जाताः यदा अहं लैब्ररीं प्रति नाम लेब् प्रति नीत्वा तत्र अस्तिपञ्जरम् अस्ति तं प्रदर्शितवती छात्राः अत्यन्तं सावधानेन तं दृष्टवन्तः एवं च तत्र मया हस्तानां पादानाञ्च अस्तीन् प्रदर्शितवती तत्र भागाः एवं च लगु लगु लगु लगु भागाः प्रदर्शितवती तानि सर्वानि अपि ते सम्यक्तया दृष्टवन्तः एवं च तेषां विषये ज्ञातवन्तश्च मम अनुभवः मम अनुभवः अस्ति केवलं कथनापेक्षया दर्शनेन छात्राः सम्यक्तया अवगन्तुं शक्नुवन्ति इति ज्ञातं मया एतदेव अत्युत्तमः अनुभवः इति मया प्राप्तं